एलेक्शन् काले मया तु अयं क्लेशः बहु अनुभूतः अस्ति ग्रामात् ग्रामान्तरगमनं यतो हि प्रथममस्ति कुत्रापि यानं न लभ्यते यानं लभ्यते चेदपि एलेक्षन् निमित्तम् इति कृत्वा तस्य मौल्यमधिकं भवति द्वितीयं किमस्ति इत्युक्तौ सर्वत्रापि मार्गेषु ट्राफ़िक् व्यवस्था सम्यक् न भवति यतो हि तत्र वाहनानि अधिकानि भवन्ति इति कृत्वा नाम ग्रामात् ग्रामान्तरगमनकाले सर्वत्रापि शोधनं भवति स्यूतं यत् स्यूतमस्माभिः स्वीकृत्य गम्यते तत्र यदि धनराशिर्भवति वा इत्यादिकं तत्र आरक्षकाः तत् परीक्षां कुर्वन्ति तत्काले तु मार्गमध्ये एव किं भवति वाहनानां स्थगनं भवति तस्य कृते स्थलान्तरं किमपि कृत्वा तत्र स्यूतादिकं नीत्वा परीक्षणम् इति तु न भवति मार्गे एव तेषां किञ्चित् लघु गृहनिर्माणं भवति तत्रैव स्यूतादिकं स्थापयन्ति तत्रैव परिशोधनमपि कुर्वन्ति अतः तेन कारणेन ट्राफ़िक् व्यवस्था अत्यन्तं तत्र ट्राफ़िक् व्यवस्थाविषये क्लेशः अनुभूयते एवं सर्वत्र सर्वत्रापि आश्वासनमिति अत्यन्तं समीचीनं समीचीनम् आश्वासनं नाम असत्यम् आश्वासनं प्रायः इदं वस्तुतः क्लिष्टमेव सः क्लेशः अत्यन्तं कदा अनुभूयते श्रूयते अस्माभिः इत्युक्तौ एलेक्शन् काले यतो हि तस्य जयः भवतु तस्य कृते वोट् दातव्यम् इत्यादिकं विचिन्त्य ते किं कुर्वन्ति असत्यम् आश्वासनं बहु यच्छन्ति वस्तुगत्या अयं क्लेशः एव एलेक्षन् काले अत्यन्तं प्रायः सर्वैः अनुभूयमानः